मम क्षेत्रस्य इत्युक्ते अहं यत्र कार्यं करोमि महाविद्यालये राजीव् गान्धीपरिसरनामके तत्र प्रतिवर्षमपि क्रीडास्पर्धाः भविष्यन्ति तत्र अहं क्रीडायाः मार्गदर्शकरूपेण कार्यं कृतवानस्मि वस्तुतः अहं शिक्षाविभागे नियुक्तः तथापि क्रीडानिर्देशकरूपेण कार्यं कृतवान् अस्माकं महाविद्यालयः रा केन्द्रीयसंस्कृतविश्वविद्यालयस्य अधीने आगच्छति केन्द्रीयसंस्कृतविश्वविद्यालयस्य द्वादशपरिसरास्सन्ति तेषां परिसराणां मध्ये अन्तःपरिसरीययुवमहोत्सवः जायते युवमहोत्सवेसु युवमहोत्सवेषु क्रीडास्पर्धाः भवन्ति तथैव सांस्कृतिकसामाजिकासाहित्यिकस्पर्धाः अपि भवन्ति तत्र क्रीडागणः मया बहुवारं स्वीकृत्य गतः विविधपरिसरेषु बिन्नभिन्नपरिसरेषु क्रीडास्पर्धायाः समायोजनं अभूत् तत्र मया क्रीडागणः मम समूहः स्वीकृत्य गतमासीत् तत्र बहुवारमपि विजयवैजयन्ती अपि अस्माभिः आसादिता वर्तते राष्ट्रस्तरस्य तथैव राज्यस्तरस्य राज्यस्तर इत्यपेक्षया परिसरस्तरस्य स्पर्धासु अहं बहुवारं मार्गदर्शनं छात्रेभ्यः कृतवानस्मि क्रिकेट् भवतु वालिबाल् भवतु तथैव कब्बड्डि चेस् शटल् इत्यादिषु शटल् बाड्मिण्टन् इत्यादिषु क्रीडाविशेषेषु कृतवान् अस्मि अन्तर्राष्ट्रीयस्तरे किमपि न कृतवान् परन्तु अहं यदा विद्यवारिधिं कुर्वन् आसम् तस्मिन् समये एव मम कनिष्ठच्छात्रस्य कृते अहं चेस् मार्गदर्शनं कृतवान् सः छात्रः इण्टर् यूनिवर्सिटी राष्ट्रस्तरपर्यन्तं चेस् क्रीडितवान् तत्रापि उत्तमस्थानं अलङ्कृतवान्